मम प्रदेशस्य नामः अस्ति महाराष्ट्रप्रदेशः महाराष्ट्रप्रदेशस्य व्युत्पत्तिः संस्कृते अस्ति महान् राष्ट्रः महाराष्ट्रः मम प्रदेशः कथं महान् कथं महान् अस्ति तर्हि नवमं स्सत् शतकात् शतकात् द्वादश शतकपर्यन्तम् अत्र पोर्तुगल् डच् इत्यादि सर्वकारः आसन् अनन्तरं द्वादश शतकतः षोडश शतकपर्यन्तम् अत्र मोगलाः मुस्लिमाः अत्र शासनं कुर्वन्ति स्म ते बहवः सङ्ख्या तेषां बहवः सङ्ख्या अस्ति तेषां समीपे अनेके शस्त्राणि सन्ति अतः जनानामुपरि ते अत्याचारं कुर्वन्ति आक्रमणम् आक्रमणम् आक्रमणं कुर्वन्ति जनान् भाविताः सन्ति ते स्त्रियां प्रति अनुकूलः न सन्ति बलात्कारं कुर्वन्ति अन्यायः कुर्वन्ति कृषकाणाम् उपरि अपि ते अन्यायः कुर्वन्ति धन् धान्यानाम् अपि ते अकररूपेण स्वस्य मनसि मनसि तेषां मनसि यत् आगच्छन्ति ते स्वस्य मनसः एव कुर्वन्ति जनाः भयभीताः सन्ति परं सो षोडशे शतके शिवाजी हिन्दवी स्वराज्यस्थापनकर्ता शिवाजीमहाराजस्य जन्मम् अभवत् शिवाजीराजा प्रत्यक्ष शिवस्य अवतारः सन्ति जिजाई महाराजस्य माता अस्ति शहाजी तस्य पिता अस्ति एवम् दादुजिकोण्ड्व्देव इति गुरुरूपेण इति प्राप्तः अभवत् अतः शिवाजीमहाराजः उत्तमः अनेकैः अनेकैः मोगलैः सह युद्धं कृत्वा स्वस्य सैनिकैः सैनिकैः स् हिन्दवीस्वराज्यस्थापनं कृतवन्तः एतत् अनुभवः महाराष्ट्रीयाणां कृते बहु आनन्दः सन्ति अनन्तरं महाराजस्य पश्चात् अत्र पेशवा सर्वकाररूपेण आसन् प्रथमः प्रथमः बाजीरावः पेशवा द्वितीयः बाजीरावः पेशवा पेषु पेश्वे महोदयस्य राज्यव्यवस्थायाम् अनेके अनुभवाः जनाः सन्ति तेषु तेषु नानाफडनवीस् उत्तमः प्रकारेण उत्तमः प्रकारः प्रकारः विद्वान् अस्ति एवं रामशास्त्रीप्रभुणे न्यायशास्त्रीरूपेण स् तत्र सन्ति अत्र तेस् अनन्तरम् इङ्ग्रजाः अपि अत्र आगतवन्तः इङ्ग्र इङ्ग्रजा इङ्ग्रज् सर्वकारेण अत्र बहवः सेतुबन्धनस्य कार्यं कुर्वन्ति अनन्तरं मार्गाः अपि ते निर्माणं कृतवन्तः इस्त् इण्डिया कम्पनी स्थापनं कृत्वा ते अत्र अस्सु सप्तदश तः सप्तदश शतकतः एकोनविंशतितमे सप्तचत्वारिंशत् पर्यन्तं ते अत्र सर्वकाररूपेण कार्यं कुर्वन्तः परम् एकोनविंशतितमे सप्तचत्वारिंशत् वर्षे अस्माकं भारतः पुनश्च एकवारं स्वतन्त्रः जातः परन् नागपुरम् इति तस्मिन् काले नागपुरम् एव मध्यप्रदेशस्य राजधानी अस्ति तर्हि अस्माकं नागपुरस्य राजा अस्ति राजेरघुजीभोसले राजेरघुजीभोसले एव बहु उत्तमयोद्धा आसीत् राजेरघुजीभोसले एकदा बङ् पश्चिमबङ्गालमध्ये यदा ते युद्धं कर्तुं गच्छन्तः सन्ति तस्मिन् काले गणेशोत्सवः अस् गणेशोत्सवः अस्ति परं महाराजः स्वारिकर्तुम् कर्तुं गन्तुम् इच्छन्ति अतः सः गणेशस्य समीपे उक्तवन्तः यदि अहम् पश्चिमबङ्गालस्य युद्धं जीत्वा यदि आगमिष्यामि तदा पुनश्च एकवारम् अहं गणेशस्य गणेशोत्सवः अहं करिष्यामि एवं क एवम् उक्त्वा महाराजः म पश्चिमबङ्गालमध्ये युद्धं कर्तुं गतवन्तः एतत् सत्यमस्ति राजेरघुजीभोसले युद्धं जीत्वा पुनश्च यदा आगतवन्तः तदा गणेशोत्सवः सम्पन्नः जातः अनन्तचतुर्दशी अपि तिथिः अभवत् परं राजेरघुजी यदा यदा वदन्ति अहं पुनश्च एकवारम् एतत् उत्सवस्य स समायोजनं करिष्यामि तदा म् महोदय चतुर्थी त् भाद्रपद चतुर्थीतः भाद्रपद सर्वपितृपक्ष अमावस्यापर्यन्तम् पुनश्चेकवारं गणेशोत्सवस्य स्थापनां कृतवन्तः नागपुरे समस्त महा महाराष्ट्रं महाराष्ट्रं इतोऽपि समस्तभारतराष्ट्रे नागपुरे हाड्पत्या गणपतिः अर्थात् राजेरघुजी यत् उक्त्वा गणेशोत्सवस्य स्थापनां पुनश्चेकवारं कुर् कृतवन्तः तदेव हार्पक्या गणपतिः इति नाम्ना अत्यावत्पर्यन्तं प्रसिद्धाः सन्ति धन्यवादाः